वाद्येषु वीणा वेणुः हार्मोनियम् च मम प्रियाणि सन्ति अतः तैः वाद्यैः सह अहं गायनं कर्तुं इच्छामि वस्तुतः वक्तव्यं चेत् आडम्बररहितं गायनं मम इष्टतमं भवति अतः गा केवलं यत् श्रुतिनिमित्तं श्रुतिमेलार्थं उपयुज्यते तद् तन्बुरा अस्ति चेदपि पर्याप्तं इत्येव अहं भावयामि केवल वाद्यस्य श्रवणं अथवा वादनं करणीयं चेत् वीणा वेणुः इत्यादीनां वादनं श्रवणं च अहं बहु इच्छामि